हा नमोनमः भवान् क हाम् मेराजः वदतु न का समस्या किमस्ति आं वदतु वदतु न न वदतु न भवान् वदतु हा भवान् किं करोतु भवान् एक्स्टेण्डेन् सम्यक् नास्ति भवतः व्यवहारः सम्यक् नास्ति भवतः प्रेसेण्टिङ्ग् सम्यक् नास्ति किमर्थं भवान् उत्तमः छात्रः परन्तु अत्र किं करोति भवान् हा अदु हा आं जानामि भवान् उत्तमः छात्रः अहं जानामि भवान् प्रयासं करोतु परन्तु भवन्तम् अधिकाः समस्याः आगच्छन्ति किमर्थं भवान् गृहं गच्छतु अन्यथा स्वास सम्यक् करोतु तर्हि आगच्छतु भवान् किमर्थमत्र अत्र अस्ति भवान् हा अस्तु अस्तु किं भो परीक्षाम् आगच्छति लिन् पोन् भवान् तु भवन्तं क्लेशः नास्ति किमर्थं भवान् आगच्छतु प्रतिदिनं विश्वविद्यालये भवान् करोतु अहं जानामि भवान् उत्तमः छात्रः परन्तु चिन्ता मास्तु भवतः सङ्घः सम्यक् नास्ति भवान् आदे हा व्यवहारं सम्यक् नास्ति रेप्रेसेण्ट् सम्यक् नास्ति कक्षायां ये आमाम् ये छात्राः ये ये अध्यापकाः भवतः कक्षायां गच्छति सा वदन्ति भवतः भवतः व्यवहारः सम्यक् नास्ति भवान् छात्रः सम्यक् अहं जानामि भवतः मातरं पितरम् अहं जानामि